नानाविधक्रीडाः जनानां शारीरिकमानसिकस्वास्थे योगदानं यच्छन्ति कथम् इति चेत् उच्यते क्रीडा क्रीडनेन एकं शा शरीरस्य वर्धनम् सम्यक् भवति इतोपि एकम् शरीरस्य व्यायामः जायते अपि च शरीरं दृढं भवति शरीरस्य यत् स्वास्थ्यम् अस्वास्थ्यं भवति चेदपि तद् निवारितं भवति तेन सह मानसिक मानसिकरोगाः अपि निवारिताः भवन्ति मानसिकरोगाः इत्युक्ते केचन आलस्यादि निमित्तेन केचन रोगाः आयान्ति तेषां नाशः क्रीडाद्वारेण भवति अर्थात् कश्चन आलस्य अथवा जाड्यः अस्ति चेत् सः क्रीडा क्रीड् सः क्रीडति चेत् तस्य मनः उल्लसितं भवति अपि च तस्य मनः सन्तुष्टं भवति अतः तस्य शरीरं शारीरिकं मानसिकं स्वास्थ्यं द्वयमपि समीचीनं भवति अतः क्रीडाः जनानां कृते स्वास्थ्यसंरक्षणे योगदानं भवन्ति